कोविड् लोक्डौन् काले छात्राः शालां गन्तुं न शक्नोति स्म

वीडियो कोन्फ़रेन्सिङ्ग् द्वारा अध्यापनं प्रचलन् सन्ति स्म एतत् साहाय्येन छात्राः तेषाम् अध्यापनं कर्तुं शक्नुवन्ति स्म किन्तु सहपाठिनः न सन्ति कारणात् तस्य श्रद्धा अध्ययनार्थे तस्य श्रद्धां तावत्परिमाणं नास्ति शिक्षकाः अपि छात्राणां मुखं द्रष्टुं न शक्यते नियन्त्रणं कर्तुं न शक्यते अतः ते अपि क्लेशम् अनुभवन्ति किञ्चित् किन्तु किञ्चित् पाठाः प्रचलन्ति इत्येव समाधानम् अस्ति